हा अस्माकं ग्रामे एक एकः विश्वासः अस्ति सः अन्धः अथवा विश्वासः न जाने किन्तु यदा प्रयाणार्थं वा कार्यार्थं वा वयं प्रस्थानं कुर्मः तदा काचित् महिला यदि घटं आनयति सः घटः जलेनपूर्णः अस्ति चेत् उत्तमं इति भावः यदि सः घटः रिक्तः अस्ति तर्हि ते चिन्तयन्ति यं उद्देश्यं स्वीकृत्य वयं कार्यार्थं गच्छामः अवश्यं तस्मिन् विषये वयं विफलाः एव भवामः इति किन्तु तथा किमपि नास्ति बहुवारं अहं प्रस्थानं कृतवान् सहजतया एव जलनलिका अस्माकं गृहसमीपे एव अस्ति अतः सहजतया गमनागमनं प्रचलति अतः पूर्णघटः वा रिक्तघटः वा सम्मुखं आगच्छन्ति एव किन्तु यत्र यदा यदा गतवान् तदा कार्य कार्यसफलतां प्राप्तवान् कदाचित् पूर्णघटः आगतः तस्मिन् दिने असफलता अपि प्राप्ता अतः अहं मन्ये एषः विश्वासः वस्तुतः अन्धविश्वासः इत्येव